मम प्रान्ते वैद्यकीयव्यवस्था समीचिना वर्तते सूच्यौषधानि लभ्यन्ते ताः सामान्यजनानुकूला च वर्तते तत्र रुग्नालयेषु विविधाः विभागः सन्ति नेत्रविभागः ई एन् टि विभागः तथा कार्डियाक् हृदयसम्बन्धिरोगस्य विभागः एवं स्त्रीणां विभागः अपि अस्ति अनन्तरं प्रसवसमये ये ये चिकित्साः आवश्यकाः तेषां सर्वेषामपि रोगाणां विभागः प्रत्येकं सन्ति तत्र सर्वकारीयरुग्नालये मूल्यं नास्ति खासकीवैद्यालये मूल्यं न्यूनं भवति तथा सर्वे सार्वजनिकानां कृते अपि अनुकूलं भवति ते सर्वे तत्र गच्छन्ति तस्मात् कारणात् तत्र अधिकः अधिका जनसान्द्रता भवति

तथापि सर्व समय सावधानेन यदि वयं गच्छामः तदा उत्तमं चिकित्सा लभ्यते इति वक्तुं शक्नोमि